गायने प्राणायामस्य महत्वं भवति एकं रागं स्वीकरोति चेत् आरोहणम् अवरोहणं दृष्ट्वा स्वरस्थानेषु यावत् कालं स्थातव्यम् इति निर्णयः अस्ति तावत् कालं तत् स्वरस्थानेषु भवति चेत् प्राणस्य आयामः तत् विषये महत्वं भवति सामान्यतया प्राणायामम् इति ये योगाभ्यासे करोति पूरकं कुम्भकं रेचकम् इति भवति तत् योगशास्त्रेषु रीत्या प्राणायामं सर्वे कुर्वन्ति किन्तु एकं रागं स्वीकरोति चेत् अल गायति चेत् स्वरस्थानेषु दीर्घकालं स्थातुं शक्यते पत्ये स्वयं प्राणायामस्य अभ्यासः स्वयं भविष्यति प्राणायामस्य अभ्यासं करोषि या आम् पूरककुम्भकया रेचकरीत्या प्राणायामं योगा योगशास्त्ररीत्या अभ्यासं करोमि किन्तु गायकाः तत् प्राणायामस्य अव आवश्यकता नास्ति किमर्थम् इत्युक्ते स्वगायने तत् प्राणाः प्राणायामस्य अभ्यासः स्वयं भवति इति कारणेन पृथक् प्राणायामाभ्यासं न करणीयम् इति मम अभिप्रायः